हरिः ओं मम मम नाम ज्ञापिका भवती कर्मचारिणी वा

अहं मम गृहपार्श्वतः स्वीकृतवती स्म तर्हि मम गृहे किञ्चित् कार्यं कार्यकारिणी अपेक्षिता आसीत् तर्हि भवती कार्यकर्ता कार्यं कर्तुं शक्नोति वा

आं तत्र श् लक्ष्मी बिल्डिङ्ग् इति अपार्ट्मेण्ट् वर्तते एकम्

तर्हि आं क्लेशः क्लेशो नास्ति श्वःतः आरभ्यते चेत् सम्यक् भवति

आं चलति अहं मेनेज् करोमि तर्हि भवती कति रूप्यकाणि स्वीकरोति आं परन्तु सर्वाणि कार्याणि आसीत् पाकं त्यक्त्वा अन्यानि सर्वाणि कार्याणि तर्हि एकम् एकस्य कार्यम् एकस्य कार्यस्य कृते भवती द्विश द्विसहस्रं स्वीकरोति वा

आं चलति एकवारम् आगत्य भवती कार्यं करोति चेत् मम अहमपि द्रष्टुमिच्छामि एकवारम् एवञ्च भवती अपि मम गृहं पश्यति चेत् सम्यग्भवति आं चलति चलति आम् अस्तु तर्हि आगच्छतु यदि किमपि क्लेशः अस्ति चेत् दूरवाणीं कृत्वा एकवारं पृच्छन्तु एड्रस् इत्यादिकृते आमां भवतु